हलो का अस्ति वदतु नमस्कारः वदतु हाँ वदतु आमाम् वदतु आमाम् आमाम् अहं भवत्याः कृते कीदृशं साहाय्यं कर्तुं करोमि वदतु एकवारम् आमामाम् आम् आमामाम्

आमामाम् सत्यं सत्यम् आमाम् किं नाम भवती आदौ आगच्छति चेत् आमाम् आमाम्

तथा वा किन्नाम भवती किंचित् अधिक धनं स्थापयित्वा स्थातुं भव् इच्छति वा न्यूनं धनं स्थापयित्वा स्थातुम् इच्छति वा मीडियम् वा तर्हि भव् तर्हि तर्हि भवती किं करोति नाम यदा म् स्टेशन्तः पार्श्वे एव स्टेशन् पार्श्वे एव वीमाश् रेसिडेन्सि इति एकं भवति तत्र गत्वा मम नाम वदतु अहम् उक्तवती इति वदतु तत्र ते सम्यक्तया प्रकोष्ठं वा भवतु जलपानं वा भवतु खादनं तत् स तत्र सर्वम् ते स्थापयन्ति भवती तत्र गत्वा भवितुं शक्नोति इतोपि अतः एव वयं तिरुमलां प्रति गच्छामः चेत् पार्श्वे एव भवति तत् भवती स्टेप्स्मध्ये गन्तुम् इच्छति वा बस्याने वा कार्याने वा कथंचिद् गन्तुम् इच्छति हा का कार्याने चेत् तत्रैव आमां तत्रैव कार्यानमपि अस्ति तदपि अहम् आगत्य पश्यामि तद् कार्यानं विषये अहं वार्तालापं कृत्वा कथं किं धनमिति तदा अहं तिरुमलां प्रति गच्छामः तत्र तिरुमलायामेव किन्नाम त्री हण्ड्रेड् त्रि हण्ड्रेड् आमां त्रि हण्ड्रेड् दर्शनं भवत्याः कृते किम् अपेक्षितम् अस्ति त्रिशतम् किम् किम् नाम भगिनी इदानीं त्रिशतं टिकेट् तु शीघ्रमधुना अधुना एव न कर्तुं न शक्यते वयम् अद्य गच्छामः चेत् तत् पूर्वमेव करणीयम् आसीत् अतः भवत्याः कृते इतोपि एकं टिकेट् अस्ति तदहं वार्तालापं करोमि तत्र मम परिचयाः सन्ति परिचिताः सन्ति तेषां सह वार्तालापं कृत्वा अहं भवत्याः कृते कारयामि चिन्ता मास्तु परन्तु तत् तत्रापि बहूनि नाम स्थानानि अस्ति पापविनाशनम् आकाशगङ्गा जपालि इत्येतत् सर्वम् अस्ति तत्रापि गन्तुम् इच्छति वा भवती अस्तु तत्रापि गच्छामः आमामाम् आमां तत्र सर्वं तत् समाप्य धनं तु पञ्चसहस्रमेव भवति अधिकं तावत् न भवति चिन्ता नास्ति चिन्ता नास्ति अहं वार्तालापं करोमि चिन्ता नास्ति सः न्यूनः करोति किन्नाम वयं ततः एव यानम् किन्नाम किन्नाम ततः एव वयं पुनः अधः आग सिद्धमस्ति इतोपि एतद् किं रामायलमस्ति ज़ू पार्क् अस्ति राममन्दिरम् इति एकम् अस्ति मामाम्ण्डुरिति वाटर् फ़ाल्स् रूपेण भवति तलकोन इति एकम् अस्ति एतत् सर्वमपि भवती गन्तुं शक्नोति चेत् ते पञ्चाशदेव स्वीकुर्वन्ति वाटर् फ़ाल्स् नाम इतः पूर्वम् चिन्ता नास्ति चिन्ता नास्ति गच्छामः किन्नाम आदौ अस्माकं तिरुमलायां समाप्तं भवति चेत् वयमत्र पद्मावती टेम्पल् इतोपि गोविन्दराज् स्वामी टेम्पल् इतोपि रामालयटेम्पल् प्रति गत्वा वयम् आगच्छामः अस्तु वा अस्तु अहम् अनन्तरं पुनः एकवारं कोल् करोमि भवान् सं सम्पर्कः करोतु हा धन्यवादः स्वागतं स्वागतम्